वृक्षाः सर्वेषु स्थानेषु अपि भवन्ति मम गृहे अपि बहवः वृक्षाः सन्ति यथा पुष्पवृक्षाः कदलीवृक्षाः पूगवृक्षाः लिचुवृक्षाः आम्रवृक्षाः पनसवृक्षाः वंशवृक्षाः च सन्ति यदा वृक्षे नीलपल्लवाः पुष्पाणि आयान्ति तदा मनसि आनन्दम् अनुभवामि चतुर्वर्षे वर्णः हरितवर्णः परिलक्ष्यते तत् दृश्यं मम मनसि बहु आनन्दं जनयति गृहस्य वातावरणम् अपि शीतलं भवति उष्णकाले अपि तावती उष्णता न अनुभूयते वृक्षाः भवन्ति चेत् परिवेशः सन्तुलितः भवति